तन्त्रज्ञानं वृद्धानां कृते यदि दोषा द् दृष्टि दोषाः जाताः तदा तेषां कृते टेक्स् टु स्पीच् ट्रान्स्लेशन् अतीवं सहाय्यपूर्णं भवति तेन माध्यमेन केवलम् उच्चारं वर्णोच्चारणमाध्यमेन वयं तस्य श्रवणज्ञानं कर्तुं शक्नुमः तथा च तेषाम् अधिकं भावनायुक्तं प्रभावमपि अव् अनुभवतुं शक्नुमः